हरि ओम् एकं मङ्गलूरु एकं एकं मैसूरु नगरे मैसूरु नगरे एकां चीटिकां ददातु महोदय ओ एवं वा अहं चिन्तितवती एतत् मैसूरु मार्गेण गच्छति इति न दृष्टवती भवान् वक्तुं शक्यते खलु परन्तु भवान् सम्यक् न उक्तवान् खलु अहं किं वदामि भवान् सम्यक् वदति चेत् अहं किं वदामि अहं नाम्य सम्यक् न श्रुतवती इदानीम् अहं किं महोदय आम् अवतर अवतरितुं न शक्यते खलु मध्ये मार्गेण हा महोदय वदतु

एतत् कष्टं भवति खलु महोदय मध्यमार्गेण अवतरति चेत्

परन्तु महोदय सम्यक् वदति चेत् अहम् एतत् कष्टमेव न आगतम् महोदय परन्तु महोदय अहं इदानीं किं करो कर्तुं शक्यते

आ अहं जा न जाने महोदय एतत् मार्गं अहं न जानामि आ अहं न जानामि महोदय अत्र किं कर्तुं हा हा अस्तु हा

अस्तु महोदय एतत् भवान् करोतु किमर्थमित्युक्ते अहम् एतत् मार्गं हा

अस्तु अस्तु अस्तु एतत् भवान् एकं कार्यम् करोतु महोदय किमर्थम् इत्युक्ते अहम् एतत् मार्गं न जानामि मैसूरु नगरे कथं गच्छामि इति न जानामि

अस्तु भवान् मम एतत् पेके बेग् सवर्ण् सर्वं अस्ति आम् अस्तु अस्तु धन्यवाद महोदय धन्यवाद आम्